सामान्यसूचनाः एव दृश्यते यत् मृदुफलानि प्रतिदिनं खादितुं स सरलतमम् आयुर्वेदिकं भोजनं भवति एते अस्माकं शरीराय समग्रं पोषणं भवति अतः तेषाम् उपेक्षा त्यजामः यथा वयं मृदुफलं खादामः यथा वयं यदुत्तमं स्वादं तत् फलं खादितुं शक्नोति एव प्रकरणे अस्माकं किमपि प्रकारस्य केचित् गलास् लेपनस्य सहाय्यं न भवतु यत् अद्य काले विषयाः अद्यकाले विपण्याः फलानि मृदुरूपेण दृश्यते इति उपयुज्यते वयं धनस्य अपि रक्षणं कुर्मः यतः फलानि तेषां प्रदान ऋतौ सस्यानि विक्रीयन्ते सर्वोतमः भागः अस्ति यत् समृद्धः वर्णः रसः च प्रतीक्षया योग्यः अस्ति फलानि स्वस्व ऋतुभक्षणे अपि पोषणमूल्यं पृष्ठे भवति